नमस्कारः अहम् अत्र चन्नैनगरे वेस्ट् माम्बलम्तः दूरवाणीं करोमि अद्य चन्नैनगरे म अतिवृष्टेः कारणतः ब बहुत्र मार्गाः स्थगिताः जलप्लावः अपि अस्ति भवतां भोजनशालायाः प्रातराशस्य व्यवस्था अस्ति वा मम कृते दश इड्लि पञ्चदश पूरीकां व्यञ्जनसहितम् आवश्यकम् दातुं शक्नुवन्ति इति वा सूचयतु कियत् कालः कियान् कालः अपेक्षते